अहम् पाकं कर्तुं बहु इच्छामि मम पाकविधाने प्रयुक्ताः कश्चन विशिष्टाः सामग्र्यः किम् इत्युक्ते अहं केक् कर्तुं बहु इच्छामि केक् कर्तुं मैक्रोवेव् अवन् अवन् आवश्यकम् अहम् अवन्मध्ये करोमि अनन्तरम् अहम् अवन् विना अपि बाष्पस्थाली बाष्पस्थाली मृत्तिका उपयुज्य अहम् केक् करोमि अनन्तरं बिस्कट्स् अपि करोमि केक्मध्ये केक् करोमि अनन्तरं पिज़ा बहु सम्यक् करोमि तत् अवन् विना अपि अहं पिज़ा करोमि अनन्तरम् अहम् अवलेहः अपि अग्निना विना अहम् अवलेहं करोमि तत् सर्वं सूर्यकान्तिमध्ये अहं सूर्यकान्तिम् उपयुज्य अहम् अवलेहं बहुनि अवलेहाः बहवः अवलेहाः अहं करोमि अनन्तरं विविधाः प्रयत्नाः नूतनप्रयत्नाः अपि अहं कर्तुम् इच्छामि किम् इयुक्ते डीप् फ़्रै नास्ति तत् विना किं करणीयम् अग्निना विना के के पाकाः कर्तुं शक्नोमि इति अहं चिन्तयित्वा अहं करोमि एक अहम् एक लघुः पुस्तकमपि सिद्धं कृतवती फ़ार् बिगिनर्स् लर्नर्स् इति चिन्तयित्वा अहं लघु पुस्तकमपि अहं सिद्धं कृतवती अहं लिखितवती लिखितवती अतः विशिष्टाः सामग्र्यः उपयुज्य अपि अहं कर्तुम् इच्छामि